बाल्यकालावसरे अहं प्रत्यहम् एव तरणाय अगमम् परन्तु कदाचिदपि तरणस्पर्धायां मया भागो न गृहीतः तथापि प्रायः मित्रैः सह यदाकदाचिद् अपि तत्र तरणाय गम्यते चेत् अवश्यमेव परस्परमेव काचित् तरणस्पर्धा इति भविष्यति भवति स्म तत्रापि मम इष्टतमः अनुभवः वर्तते इदानीं एकं रूप्यकमेव स्वीकृत्य अस्माभिः तरणस्पर्धा आयोज्यते एकं रूप्यकम् एव मध्ये एव कुत्रचिद् अपि निक्षिप्य यः कश्चन अपि तत् रूप्यकम् सर्वप्रथममेव पुनः आनयति स एव विजेता इति उद्घोष्यते तदानीं सर्वे अपि एकत्र एव एकदा एव एकस्मिन् एव काले एकत्र एव तत्र जले एकवारम् प्रविश्य तस्य संशोधनाय सर्वत्र तरणमेव कुर्वन्ति स्म इति एषः महान् एव आनन्ददायकः अनुभवः मया पूर्वम् अन्वभावि अपि च औपचारिकतरणस्पर्धासु अपि मया भागः गृहीतः यत् केवलं तत्रत्य परिसर परिसरपक्षतः संस्थापक्षतः वा आयोज्यते परं कदाचिदपि मया स्थानं नावापि अतः तद् सः अनुभवः दुःखकरः एव आसीत् इति मन्ये